यत्र अहं निवसामि तत्र प्रसिद्धाः विद्यालयाः सन्ति एव तेषां विद्यालयानां गुणवत्ता अत्यधिकी एव यथा सि पी एण्ड् बेरार् विद्यालयः रविनगरं अनन्तरं धरम्पेठ् विद्यालयः धरम्पेट् मध्ये एव अस्ति सरस्वतीविद्यालयः एतादृशाः सन्ति विद्यालयाः नैके विद्यालयाः प्रसिद्धाः सन्ति तेषां विद्यालयानां शिक्षायाः गुणवत्तायाः विषये जनाः पालकाः अभिभावकाः सन्तुष्टाः एव सन्ति पश्यतु अत्र कालः आङ्ग्लभाषायाः सि बि एस् सी मध्ये पाठनम् इति एकः प्रवाहः अस्ति अस्मिन् काले परन्तु एतेषां विद्यालयानां वैशिष्ट्यं दृष्ट्वा तत्रापि प्रवेशाः उत्तमाः छात्राणाम् यतः एताः सर्वाः एते स् एते सर्वे विद्यालयाः प्रा पुरातनाः अनन्तरम् एकम् एकं ध्येयं पुरस्कृत्य एव तेषां कार्यं प्रचलति इत्यतः यथा सि पी एण्ड् विरार् विद्यालये अहम् आसं शिक्षिकारूपेण मया कार्यं कृतम् अहं मम बहु महान् आनन्दः अस्ति अस्यां संस्थायाम् अहम् अस्मि इति मम भाग्यम् इति मन्ये एतादृशी एषा संस्था तर्हि न नगरीयविद्यालयान् छा पालकाः पुरस्कुर्वन्ति इति न नागपुरे एव उत्तमाः उत्तमविद्यालयाः सन्ति